भारतीयदर्शनं भारतीय उपमहाद्वीपे विकसितं दार्शनिकपरम्परां निर्दिशति एतेषु दर्शनेषु विविधभेदानाम् अभावेऽपि नैतिकम् आध्यात्मिकं च एकत्रैव अवलोकयितुं शक्यते धर्मदर्शनस्य ग्रहणसम्भवात् आध्यात्मिकपृष्ठभूमौ भारतीयदर्शनस्य विशेषता अस्ति भारतीयदर्शनेषु धर्मः कर्मसंस्कारः पुनर्जन्म दुःखं त्यागः ध्यानम् इत्यादीनां बहूनाम् अवधारणानाम् अभिव्यक्तिः स्यात् यस्य मुख्यं लक्ष्यं भवति विविध आध्यात्मिकप्रक्रियाभिः संस्कारात् दुःखात् च आत्मनः शाश्वतमुक्तिः लभ्यते चार्वाकदर्शनमेव अपवादः अन्यदृष्टिषु आध्यत्मिकसम्बन्धाः अपि सन्ति जगतः व्याख्यानात् जीवनस्य व्याख्यानम् अधिकं महत्वपूर्णमस्ति एतेषु दर्शनेषु आत्मसाक्षात्कारेण मोक्षप्राप्तिः जीवनस्य परमलक्ष्यत्वेन वर्णिता अस्ति पुरुषार्थज्ञानद्वारा मोक्षप्राप्त्या दुःख्यात् परममुक्तिर्भवति तथापि आत्मचेतनस्वरूपं दुःखमुक्तिपरममार्गं च विषये मतभेदाः सन्ति